मया सम्पादितेषु कार्येषु श्रेष्ठं कार्यं किं नाम शिबिरं वेदशिबिरं संस्कृतिवेदशिबिरम् इति आसीत् तत्र मया पाचकत्वेन तत्र शिबिरस्य निर्वहणत्वेन तथैव जलप्रमुखत्वेन एवं कार्यत्रयं कृतं तत्र श्रेष्ठं नाम पाकशालाविभागः तत्र सम्यक्तया समये समये ये छात्राः आसन् शिबिरकाले तेषां कृते चायम् अनन्तरम् शीतोदकम् उष्णोदकम् इति कालत्रये अपि सम्यक्तया दीयते स्म तथैव भोजनकाले अन्नं सारः क्वतिथम् इत्येवं तथैव चपातिका रोटिका इत्यादि एवं रूपेण सम्यक्तया तेभ्यः समये समये तेषां कृते भोजनं यथा प्राप्येत छात्राः सर्वे सन्तुष्टाः स्युः तथा मया कृतं तथैव पानीयकाले अपि तथैव समीचीनं तैलेन भर्जितानि पक्वानि इत्यादि कारितं तथा तेषां जन्मदिनकाले पायसादिकं कारितम् एवमेव तत्र जलप्रमुखत्वमपि समये यत्र जलमपेक्षितं तथा स्नानादिकं प्रति स्नानगृहादिकं प्रति तत् इति कृत्वा सम्यक् जलव्यवस्था मया कारिता तत्र मया श्रैष्ठ्यम् इति गर्वस्थानीयं वर्तते पाकशालीयं नाम अहं यथा तत्र योजयामि स्म तथैव सम्यक्तया पाकमपि जानामि स्म इति कृत्वा मम मम तत्र सम्यक्तया प्रवृत्तिरासीत् सम्यक् पाकादिकं करोमि स्म समये समये सर्वत्र योजयामि स्म इति कृत्वा मम गर्वस्थानीयं भवति भोजनविभागीयम्